मम जीवनशैली विद्युताश्रिता एव अस्ति विद्युत् नास्ति चेत् सम्यग्नभवति विद्युतेव अस्माकं जीवने एकं भागमभवत् विद्युत् तत्र विद्युत् नास्ति चेत् अस्माकं जीवनशैली बहु एवं गम्यत् अगम्यगोचरं भवति तत्र अहं विद्युत् तत्र अह इदानीन्तनकाले दूरवाणी दूरदर्शनम् अनन्तरं मेट्रो ट्रेन् ट्रैन् इत्यादि अपि अपि सर्वमपि विद्युतेव भवति तत्र ब्याक्टरि ब्याटरि बैक्स् अपि आगच्छन्ति विद्युत् बैक्स् अपि आगतं तत्र विद्युतः बहु प्रामुख्यं वर्तते विद्युत् नास्ति नास्ति चेतपि सम्यक् जीवनं यापयितुं न शक्यते विद्युत् विद्युतेव अस्माकं जीवनं भवति जनानां सर्वे अपि विद्युत् नास्ति चेत् तेषाम् इन्वर्टर् अपि सम्यक् एवं भवत्येव विद्युतेव अस्माकं अस्माकं जीवने एकं भागं अभवत् इदानीन्तनकाले ब्याट्रि तः वैकल्स् अपि आगतं विद्युत् वेयिकल्स् अपि आगतं तत्र विद्युत् नास्ति चेत् अस्माकं जीवनं बहु दुर्बलं दुर्बलं भवति एव अतः विद्युत् एव अस्माकं जीवनस्य एकभागं ग् ग्रहीतुम् अभवत् अतः विद्युत् भवेतेव